सामान्यरूपेण तत्र किं भवति जनेभ्यो विघ्नता निवारणाय एव क्रीडायाः आवश्यकता वर्तते कथम् इत्युक्ते तत्र यदि प्रतिदिनम् अस्माभिः योगः क्रियते विभिन्नः व्यायामः क्रियते विभिन्न क्रीडा क्रियते चेत् तत्र मनसि चिन्ता नागच्छति इत्युक्ते अस्मासु परस्परेषु यत् द्वन्दः वर्तते यत् कलहः वर्तते तदेव दूरी भवति तत्र कथनस्य अभिप्रायः किम् इत्युक्ते मिलित्वा यदि क्रीडा क्रियते चेत् यथा कन्दुकक्रीडा भवतु क्रिकेट् क्रीडा भवतु अथवा आम् विभिन्नाः क्रीडाः इति कबाडि भवतु खो खो भवतु अथवा जोम्प् इत्यादि लम्फनम् दूरत्व लम्फनं भवतु इत्युक्ते बहवः क्रीडाः वर्तन्ते क्रीडामाध्यमेन एव बन्धुत्वस्य इत्युक्ते तत्र सन्निकटः इत्युक्ते परस्परेषु आनन्दः परस्परेषु बन्धुत्वनिर्माणं भवति न खलु तत्र शत्रुता अतः उद्भिन्नता अपि निवारणं भवति विभिन्न क्रीडामाध्यमेन एव आनन्दः मनसि आनन्दः शरीरे आनन्दः वा अपि च वातावरणं शुद्धं भवति यः देशः क्रीडायाम् अग्रगति भवति क्रीडासु प्राधान्यं दीयते सः देशः इदानीं सर्वश्रेष्ठदेसरूपेण परिचयः करोति स्वस्य आत्मनः परिचयः सर्वेषु देशेषु एव प्रथमस्थानम् अधिकरोति अतः क्रीडामाध्यमेन एव विभिन्न क्रीडामाध्यमेन एव तदर्थं तत्र किं भवति एस्या क्रीडा ओलम्पिक् क्रिडा इत्यादि देशेषु एव मित्रता भवति परस्परं देशेषु एव मित्रता भवति तेन माध्यमेन केवल क्रीडामाध्यमेन एव उद्विग्नता मानसिकचिन्ता शारीरिकचिन्ता अपि च शत्रुता एतत् सर्वं दूरी भवति